अस्माकं राज्ये चट्टम्बिस्वामिगळ् श्रीनारायणगुरुदेवः अय्यङ्गाली सहोदरनय्यप्पः पः चेति बहवः सज्जनाः आसन् ये अस्माकं राज्ये विद्यमानान् अनाचारान् अनाचारान् विद्यमानानाम् अनाचाराणां दूरीकरणाय प्रयत्नं कृतवन्तः अस्माकं राज्ये अथ कृतानां कृते चलितुं मार्गं वा पठितुं विद्यालयः वा किमपि नासीत् अतः किन्तु ये जनाः एव सर्वे समानाः इति तत्त्वम् उन्नीय तेषां ते अपि अग्रे आगन्तव्यः इति मत्या कार्यं कृतवन्तः तत्र तेषां योगदानं तु बहु वर्तते यथा अय्यङ्गाळि इत्यस्य तत्र विल्लुवण्डि समरः इति मलयाळभाषायां वर्तते तस्मिन् सङ्ग्रामे सः एकस्य अश्वयानस्य उपरि अधिकृतानपि प्रविश्य आरुह्य राजमार्गे तान् नीत्वा गतवन्तः गतवान् तत्तु सर्वप्रथममेव ते राजमार्गं प्रविश्य अधिकृतजनाः तस्मिन् दिने एव यात्रां कृतवन्तः